आम् मया योगकक्षासु भागं गृहीतम् तत्रत्यः अनुभवः एवमस्ति तत्र बहु सम्यक्तया ते शिक्षणं दास्यन्ति कुन्दापुरनगरसमीपस्थसालिग्रामप्रदेशे डिवैन् पार्क् इति विवेकानन्द ट्रस्ट् मध्ये प्रतिनित्यं प्रति प्रतिदिनम् वर्षस्य प्रतिदिनं तत्र योगकक्ष्याः भवन्ति तत्र मया भागं गृहीतमस्ति एवम् अस्माकं महाविद्यालयेपि दिनं प्रति अत्र योगकक्ष्याः भवन्ति आचार्य मध्वाचार्यैः गीताभाष्ये योगः नाम उपायः इत्युक्तम् तस्य उपायः इत्यर्थं कथम् इति चेत् योगेन तावत् क्रोध बिपि इत्यादिपुरुषदोषाणां प्रध्वंसः सम्भवति तस्मात् तस्य उपायत्वं तत्र आचार्यैः उक्तम् गृहे योगाभ्यासः मया तावत् न कृतम् गृहे योगाभ्यासेन तस्य विपरीतपरिणामस्य सम्भवः अस्ति यदा कस्यचित् पुरुषस्य शीर्षासनसमये तस्य अस्थिभङ्गादिक अस्थिभङ्गादि प्रसङ्गः अस्त तस्मात् गृहे स्वयं योगाभ्यासः न कर्तव्यं योगकक्ष्यासु भागं गृह्णातु सर्वे इति